क्रीडनस्य विषये अस्माकं क्रीडनविषयः अस्माकं जीवने बहु मुख्यकरः अस्ति तद् सुलभः अभ्यासः अस्माकं स्वास्थ्याय कृते तद् सुलभः अभ्यासः भविष्यति बालकानां कृते वा ज्येष्ठानां कृते वा तद् क्रीडनं क्रीडनं तु क्रीडन अभ्यासः तु बहु मुख्यकरः भविष्यति तद् ग्रामीणजनाः अपि क्रीडनस्पर्धायां अब् बहूनि अभिरुचिं दर्शयन्ति सर्वदा ग्रामे प्रतिवर्षं प्रति प्रतिवर्षं वा प्रति ऋतु वा काश्चित् क्रीडनस्पर्धाः भविष्यन्ति तद् बहु रुचिकरं भवति स्वरीत्या एवं रीत्या अस्माकं नगरे वयं सर्वे यत्र यत्र वसामः त तस्मिन् नगरे वा तस्मिन् मार्गे वा सह निवासे निवासैः सह क्रीडनस्पर्धायां निश्चयेन वयं सर्वे अस्माभिः भवनीयं क्रीडनस्पर्धा ब ए एतादृशं क्रीडन स्प क्रीडनस्पर्धा भविष्यति चेत् सह निवासस्य कृते स्ने स्ने स्नेहमपि तद् वर्धते स्वास्थ्यार्थं कृते अपि तद् बहु मुख्यकरं भवति